अद्यावधि तन्त्रज्ञानस्य बहु आवश्यकता वर्तते तन्त्रज्ञानेन बहूनि कार्याणि सुलभानि सञ्जातानि तस्मिन्नेव वित्तकोशस्य कार्यमपि अस्ति वित्तकोशीयकार्यं तन्त्रज्ञानेन बहुसुलभम् अभवत् यथा वयं गृहे एव स्थित्वा धनस्य ट्राञ्जेक्शन् इति कर्तुं शक्नुमः कियद्धनम् अस्ति इति वयं ज्ञातुं शक्नुमः तत्र वित्तकोशम् अपि गन् गन्तुं न आवश्यकता वर्तते अतः वयं वक्तुं शक्नुमः यत् तन्त्रज्ञानेन वितत्तकोशीयकार्यः बहुसुलभः सञ्जातः यदि किमुच्यते अस्माकं वित्तकोशे कदा किं किं ट्राञ्जेकशन् अभवत् तेषामपि ज्ञानं गृहे एव भवति वा तन्त्रज्ञानेन एव भवति इतः पूर्वम् ए एषा व्यवस्था नासीत् पुनश्च मानवहस्तक्षेपस्य अभावेन किञ्चित् भ्रमः उत्पन्नः अर्थात् मोबैल् माध्यमेन वा सङ्गणकमाध्यमेन वित्तकोशस्य कार्यं वयं कर्तुं शक्नुमः किन्तु तत्र किमपि प्रष्टुं न शक्नुमः तत्र पुरुषः वा कश्चित् कश्चनपि नास्ति येन कापि समस्या प्रष्टव्या अतः किञ्चित् भ्रमः तु जायते एव यतोहि साक्षात् यदि वार्तालापः भवति चेत् विषयस्य ज्ञानं बहुसरलं भवति तर्हि तन्त्रज्ञानस्य लाभः अपि अस्ति किमपि हानिः अपि अस्ति उभयोः वर्तते एव इति